मह्यं परिसरपर्यावरणं पर्यावरणे यद्यदस्ति तानि चित्राणि स्वीकर्तुं मम इच्छा किमर्थम् इत्युक्तौ यत्स्वाभाविकी अस्ति तद् बहु समीचीनतया आगच्छति मनः आह्लादकरं भविष्यति तद्दृष्ट्वा पुनश्च प्राणिनां प्राणिनां चित्राणि अपि स्वीकर्तुं बहु इच्छा वर्तते तदेव स्वीकरोमि किमर्थम् इत्युक्तौ प्राणिनां स्वभावः चित्रेणापि वयं स्वीकर्तुं शक्नुमः पुनश्च जलपातादिकं तत्रापि वैविध्यतां पश्यामः तदपि स् चित्राणि अहं स्वीकरोमि पुनश्च विविधपक्षिणां चित्राणि ततः परं ये ये ग्रामीणाः सन्ति तेषां कार्ये यद् ये यत्र कुशलता दृश्यते तदपि स्वीकरोमि